अहं बाल्यकालादपि प्रवासमिच्छामि अतः अहं शालाप्रवासार्थपि गतवान् पुनः महाविद्यालयस्य प्रवासार्थमपि गतवान् तत्र बाल्यकाले तावत् यदा अहं माध्यमिकविद्यालये आसं तदा कर्नाटकराज्यं परितः सर्वत्र अटितवान् तत्र कर्नाटकराज्येऽपि बहुत्र स्थानानि मया दृष्टानि तत्र प्रथमतः अहं सिरसीनगरस्थं मन्दिरं दृष्टवान् तत्र मारिकाम्बायाः मन्दिरं वर्तते तद् दृष्टवान् पुनः एवम् अस्माकं मण्डले एव बहूनि स्थानानि वर्तन्ते गोकर्णम् इति कश्चन स्थानमस्ति तत्र ईश्वरः अस्ति पुनः मया मुरडेश्वरः इत्यत्र विशालं स्थानम् अस्ति तत्र ईश्वरस्य प्रतिमा वर्तते तद् दृष्टा ततः मञ्जुनाथस्य दर्शनं कृतवान् कोल्लूरु गतवान् शृङ्गगिरिं गतवान् एवमेव अहं बिजापुरनगरं गतवान् मैसूरुनगरम् अटितवान् तत्र स्थानमस्ति पेलेस् अस्ति महाराजः महान् महदेकं मन्दिरमस्ति एवं बहुत्र मया अटितं वर्तते एवमेव महाविद्यालयस्तरे तावत् अहं भारतस्य विशिष्टस्थानानि दृष्टवान् तत्र वारणासीं गतवान् एवमेव प्रयागराज् इत्यत्र प्रयागं गतवान् एवं नेपाल देशेषु अपि पर्यटनं कृतवानस्मि केरलम् एवञ्च बृहदीश्वरमन्दिरं पुनः महाराष्ट्रे तावत् बहुत्र स्थानानि तत्र मन्दिराणि अत्यन्तं शोभमानानि शोभा शोभावान् विहाय मन्दिराणि वर्तन्ते तादृशस्थानानि अपि गतानि एवमेव भारतस्य विशिष्टेषु स्थानेषु यत्र यत्र विशेषः दृश्यते तत्र पर्वतानि यत्र वर्तन्ते मन्दिराणि यत्र सन्ति कामाक्य इत्यादि मन्दिराणि यत्र वर्तन्ते पुनः पुनः देहलीनगरे अक्षरधां गुजरात् नगरे अक्षरधां गतवान् पुनः देशस्य यत्र यत्र स्थानं पञ्जाब् नगरे स्वर्णमन्दिरम् एवं पुनः देहल्यामेव बहूनि स्थानानि अतः एवं सर्वत्रापि एवं पूर्वराज्येषु यत्र कामाक्यमन्दिरमस्ति पुनः अगर्तलायां देव्याः मन्दिरमस्ति एवं प्रायः बहुत्र यत्र यत्र विशिष्टमन्दिराणि सह वर्तन्ते अयोध्यायाम् इदानीम् अयोध्यायां तावत् मन्दिरं जायमानमस्ति उद्घाटनं जायमानमस्ति परन्तु पूर्वं तथा नासीत् तत्रापि मया गतम् एवं महाविद्यालयप्रवासार्थं देशस्य बहुत्र अटितवान् एवं च शालाप्रवासार्थं कर्नाटकराज्यमटितवान् इति अहं सर्वत्र गत्वा आनन्दमनुभूतवान् दृष्टवान् येन देशम् अट कोशं पठ इति उक्तिं मनसि निधाय अहं पठनमपि कृतवान् एवं च अटनेन सर्वविधसौकर्यं सर्वविधज्ञानम् अवाप्तवान्